पेशकं इति अस्ति मिश्रणकं इति अस्ति शीतकं अपि इत्यपि अस्ति टोस्टर् ब्रेड् टोस्टर् अस्ति इतोपि चिम्नी अस्ति एतानि उपकरणानि मम पाकशालायां सन्ति यदा ईदृशानि उपकरणानि न आसन् तदा वयं चुल्लिकायां चुल्लिकया एव भोजनं पचनं कुर्मः स्म अधुना तु नूतन उपक उपकरणकारणेन किञ्चित् सुलभता जाता पूर्वं यदा एतानि न आसन् वयं एतेषां विषये न चिन्तितवन्तः अतः तस्मिन् समये अपि किञ्चिदपि क्लेशं न अनुभूतवन्तः